आम् अस्माकं काले संस्कृतभाषाभाषिणां नैकाः समस्याः विद्यन्ते तत्र प्रथमा इयं समस्या यत् संस्कृतभाषया भाष्यते चेत जनाः नावगच्छन्ति इति संस्कृताध्येतारः अपि शास्त्रेषु प्रवृत्तिमन्तः भवन्ति किञ्च भाषणे तथा गतिमन्तः न भवन्ति अतः संस्कृतेन यद्यहं भाषे तेषाम् अवगतिर्न न भवति इति प्रथमा समस्या तत्र अन्याः अपि अन्याः समस्याः इत्युक्ते भाषणकाले साक्षात् पदानि नोपलभ्यन्ते आधुनिकजगति विद्यमानेषु विद्यमानानां वस्तूनां विषये उदाहरणार्थम् अहं वदानि सङ्गणकस्य कश्चन उपभागः नामः सङ्गणकस्य अन्तः मदर्बोर्ड् इति किञ्चिद् भवति तत्र कनेक्टर्र् अपि च इति नाम इदमेव इथि न इति न नूतनतया यानि वस्तूनि उपलभ्यन्ते आधुनिके जगति तेषां वस्तूनां नामानि केवलं संस्कृते न लोकभाषासु बहुत्र नोपलभ्यन्ते वस्तुतः इयं समस्या न केवलं संस्कृतभाषायाः अपि च समस्तानां लोकानां समस्या कन्नडेऽपि तेषां नामानि लभ्यन्ते अथवा तमिळभाषायां अपि न लभ्यन्ते इति कारणात् आङ्ग्लेन एव साक्षात् तानि पदानि प्रयुञ्ज्महे इयं समस्या संस्कृते अपि अस्ति अपरा काचित् समस्या इत्युक्ते संस्कृतभाषिणां ये केचन संस्कृतं सम्यक् जानन्ति भाषाभाषणकाले ते रन्ध्रान्वेषिणः भवन्ति यदि कश्चन दोषम् आचरति व्याकरणगतं दोषम् आचरति चेत् इमे केचन तादृशाः जनाः गत्वा कथं वदन्ति ए इत्थं प्रयोगः न भवति इत्थं न प्रयोक्तव्यं अत्र पाणिनेः सम्मतिर्नास्ति इत्यादिसर्वं वदन्ति इदं प्रायः संस्कृतभाषाभाषिणां प्रवृत्तिनिरोधकः व्यापारः इति भासते इदं विहाय अपि समस्याः सन्ति आङ्ग्लभाषाप्रभावः देशभाषाप्रभावः संस्कृतेन तादृशानि वाक्यानि वयं प्रयुञ्ज्महे वस्तुतः यानि वाक्यानि अन्यासु भाषासु समीचीनानि भवेयुः न संस्कृतभाषायां नाम संस्कृतभाषायां कथं वाक्यं प्रयोक्तव्यम् इति अस्माकम् उदाहरणलब्धिर्नास्ति मातृभाषाप्रभावेण एव संस्कृतं वयम् उपयुञ्जमहे